किं भोः आपणिकमहोदय अहं भवतः आपणात् एकं वाच् स्वीकृत्य गतवान् तत्तु कार्यमेव न करोतीति एकवारं पुनः आनीय भवतः हस्ते दत्तवान् भवान् किं किमपि कृत्वा इदानीं समीचीनं प्रचलति इति प्रेषितवान् माम् अहं गृहङ्गत्वा स्थापितवान् एकस्मिन् दिने एकं तत्र एका एकस्मिन् दिने एका समस्या भवत्येव एकस्मिन् दिने अलाराम् न भवति अपरेस्मिन् दिने टैम् एव न दर्शयति समयम् एव न दर्शयति अपरेस्मिन् दिने दिनाङ्कं न न दर्शयति अहं शेल् समीचीनं नास्ति इति कृत्वा शेल् परिवर्तनं कृतवान् तथापि एतत् समीचीनं कार्यमेव न करोति भवान् तु वाच् कृते एकसहस्रं रूप्यकं स्वीकृतवान् इदानीम् एतत् वाच् भवान् स्वीकरोतु मम सहस्ररूप्यकाणि पुनः मम ददातु अथवा यदि सहस्रं दातुं न इच्छति चेत् अहं दिनत्रये उपयोगङ्कृतवान् अतः एकशतं त्यक्तुं सिद्धः अस्मि नवशतरूप्यकाणि पुनः प्रतिददातु अहं स्वीकृत्य गृहङ्गत्वा निद्राङ्करोमि भोः एतादृशं वाच् स्वीकरणं क्रयणं कस्यापि कृते जन्मनि जन्मनि मास्तु इति अत्यन्तं दुःखेन वदामि भवानपि भवतः आपणस्य द्वारं पिधाय गृहङ्गत्वा निद्रां करोतु नो चेत् जनाः आगत्य भवन्तं ताडयेयुः